मम प्रियतमः इष्टतमः वा लेखकः कन्नडभाषायाः एस् एल् भैरप्पमहोदयः तस्य बहूनि पुस्तकानि मया पठितानि पुस्तकानि नाम कादम्बर्यः उपन्यासग्रन्थाः इति उच्यन्ते तादृशानि महाकारकाणि पुस्तकानि तानि पुस्तकानि अत्यन्तम् रोचकानि भवन्ति रोचकानि नाम प्रथमपङ्क्तेः आरम्भानन्तरम् अन्तिमपङ्क्तिः पङ्क्तेः समाप्ति पर्यन्तमपि वयं पुस्तकस्य अन्तः एव तद्गत विषयान्तर्गततया एव जीवामः तत्कारणतः सः मम अत्युत्तमः इष्टतमः लेखकः पुनः सः तस्य पुस्तकानि भारतस्य बह्वीभिः भाषाभिः अनुदितानि सन्ति अतः केवलं कन्नडं यः जानाति तेनैव पठनीयम् इति नास्ति अन्ये अपि तस्य पुस्तकानि पठितुम् अर्हन्ति